अहमत्र शृङ्गगिरौ निवसामि अस्मिन् क्षेत्रे क्रीडाकार्यक्रमाः तु प्रचलन्ति एव परं कदाचित् वृष्टिवशात् छात्राः क्रीडितुं न शक्नुवन्ति परं यदा कदापि ते क्रीडन्ति चेत् ब्याड्मिण्टन् इति वृष्टिकालेपि इण्डोर् माध्यमेन अत्र एतत् सुधगास्ति तत्र छात्राः ब्याडमिण्ट् इति क्रीडां क्रीडन्ति एवञ्च चेस् चेस् इति क्रीडा अपि छात्राः क्रीडन्ति वृष्टिः नास्ति चेत् वालिबोल् नाम हस्तकन्दुकं क्रीडा क्रीडामपि क्रीडन्ति एवं च कदाचित् सायङ्काले छात्राः क्रिकेट् क्रीडामपि अत्र क्रीडन्ति तर्हि अस्माकं केन्द्रे विस् संस्कृतविश्वविद्यालयेपि नाम छात्राणाम् उत्साहवर्धनाय अत्र युवामहोत्सवः इति कार्यक्रमः प्रतिवर्षम् आयोज्यते अत्र प्रायः नवपरिसराः अस्मिन् वर्षे शृङ्गगिरौ एव समागताः आसन् तर्हि तत्र नैकेश् नैकासां क्रीडानाम् आयोजनमासीत् तत्र छात्राः स्व स्व परिसरात् प्रायः चत्वारिंशत् छात्राः अत्र समागताः स्व क् क्रीडाभिः सह अत्र आगत्य तैः छात्रैः उत्कृष्टं प्रदर्शनम् प्रदर्शितं केचन तत्र नभ वा तत्र गोल्ड् मेडल्स् सिल्वर् मेडल्स् एवं ब्रोन्स् मेडल् प्राप्तवन्तः तर्हि आहत्य विजय वैजयन्तिः इति चषकः भवति सः चषकः तु अत्रस्तः छात्रा एव प्राप्तवन्तः